तन्त्रज्ञानं पारिवारिकजीवने बहु वादकमपि वर्तते किमर्थमित्युक्ते प्रथमतया पूर्वतनकाले कृषयः बहु कार्यं कुर्वनस्ति इदानीन्तनकाले तद् मिशिन् अपि मिशिन् भवति तद् तदेव बहु कार्यम् करोति तत्र जनानां कृते किमपि कार्यमेव न भवति अनन्तरम् इदाय् मोबैल् अपि एतद् तन्त्रज्ञाने एव भवति मोबैल् यूस् करणेन मानवस्य ब्रेन्मध्ये केचन प्रोब्लम् भवति तदा तदर्थमेव एतद् तन्त्र तन्त्रज्ञानम् मानवानां कृते बाधकं भवति इति